हरि ओम् महोदयाः महोदयाः अहं प्राञ्जलः वदामि मम अहं जैपुरतः एव अस्मि मम एकं मित्रमस्ति कुशालनामकं सः एक मासात् मानसिकव्यथां अनुभवति य सः भोजनं यथासमयं न कुरो करोति यदा करोति चेत् अल्पम् एव करोति अन्यथा न करोति एवं वार्तालापमपि सम्यक्तया न भवति तस्य आक्रोशीभूय सः वदति प्रायः अनावश्यकं कोपं करोति एवं तस्य शयनमपि सम्यक्तया न भवति आ रा आरात्रं सः दूरभाष्यन्तरं पश्यति न जाने किं पश्यति एवं तस्य पठनमपि सम्यक्तया न प्रचलति अधुना स त तस्य मनः न लगते लगति तत्र एवं आम् किम् नाम कुशालः इति आं किं कर्तव्यं महोदयः

आम् आम् आम् न न न महोदय न शयति प्रायः न दिने एव दिने एव श् शयनं करोति एवं तदपि सम्यक्तया न भवति तस्य आम् यत् आम् आम् एवमस्तु

किमित् कस्यां कक्ष्यां विश्वविद्यालये पठति प्रथमवर्षे

आम् कस्मिन् समये आनेतव्यमस्ति आम्

अस्तु मह् आम् आम् आम् आम् अहम् आनेष्यामि महोदय् परह् आम् आम् अवश्यम् आम् आम् महोदयः धन्यवादाः महोदयः नमस्ते